नमस्ते महोदय नमस्ते धन्यवादाः धन्यवादाः ह ओ एवं वा हा अस्तु मम दूरवाणीसङ्ख्या सङ्ख्या कथं प्राप्ता ओहो स्ने गोपालः मम पत्युः मित्रं कार्यालये सः अपि तत्रैव कार्यं करोति मैसूरु मानसङ्गोत्री विश्वविद्यालये गायनम् अधीतं पूर्वम् अन्यत्र पठितवती अन्य कलाविद्यालये अनन्तरं स्नातकोत्तरपदवीं तत्र प्राप्तवती अहं काफ़ीं न पिबामि किञ्चित् जलं ददातु अस्तु ददातु ददातु हा अस्तु

धन्यवादाः ओ वा पानकं बहु रुचिकरम् अस्ति भवती एव कृतवती वा गृहे एव कृतं वा हा अस्तु पुत्रः किं करोति किं पठति अष्टम वर्गे हा हा सः सङ्गीतम् इच्छति वा गायति वा सः न पूर्वं किमपि लघुगीतं किमपि गायति वा गृहे शालायां गायति वा

आमाम् अहं तत्र सङ्गीतप्रकारद्वयमपि अधीतवती हिन्दुस्थानी अपि जानामि कर्नाटकसङ्गीतमपि जानामि किन्तु मम अभिरुचिः कर्नाटकसङ्गीते एव अधिका अस्ति भवती किम् इच्छति किम् ओ इच्छति वा ओहो तर्हि अस्तु कर्नाटकसङ्गीतमेव आरम्भं कुर्मः कदा अत्र गृहम् आगन्तव्यम् आगत्य पाठनीयं वा कदा कस्मिन् समये प पञ्चवादने पञ्चवादने वा

सोमवासरे सोमवासरे एकं कार्यं कुर्मः इदानीं जनवरी मासान्ते स्मः फ़ेब्रवरी मासस्य दशमदिनाङ्के आरम्भं कुर्मः हा अस्तु तद्दिने प्रथमं सरस्वतीपूजां कुर्मः एका लघु पूजा अ भवतु अनन्तरं तद्दिने गणेशप्रार्थना गणेशगीतं पाठयामि अहं सप्ताहे दिनद्वयम् आगच्छामि सोमवासरे तथा शुक्रवासरे आगच्छामि मम तथा शुल्कम् इति किमपि अहं न स्वीकरोमि भवती यदिच्छति तद् ददातु तदेव अहं सन्तोषेण स्वीकरोमि हा हा हा अस्तु तर्हि मिलामः धन्यवादाः हा मिलामः पर्याप्तं वा